वसुधैवकुटुम्बकम् इति धिया यदि चिन्त्यते तर्हि सर्वे वयं मिलित्वा एव भवामः भारते इति कृत्वा यवनानां कृते अधिकाः सौलभ्याः भवन्ति इति कृत्वा हिन्दूनां कृते क्लेशाः भवन्ति तदर्थं समानव्यवस्था भवतु हिन्दूनां कृतेपि समानव्यवस्था भवतु यवनानां कृतेपि समाना समाना व्यवस्था भवति चेत् क्लेशाः न्यूनाः भवन्ति पुनश्च जातिव्यवस्था निवारिता चेत् सर्वेषां कृते उत्तमं भवति देशे वर्धमानस्य अपराधसङ्ख्यायाः विषये कः अभिप्रायः इत्युक्तौ अपराधाः सम्भवन्ति मानवसहजगुणाः इति कृत्वा परन्तु तद्विषये कथं निवारणमित्युक्तौ निरुद्योगसमस्याः भवन्ति इति कृत्वा ते अपराधं कुर्वन्ति यदि सर्वेषां कृते उद्योगं उद्योगाः लभ्यन्ते तर्हि चोरादिकं पुनः हिंसादिकं न भवति तदर्थम् उद्योगाः तावत् स्रष्टव्याः तावत् कल्प्यन्ते चेत् निरुद्योगसमस्या निवारिता भवति अपराधसङ्ख्या च न्यूना भवति